शिक्षणं वस्तुतः जीवने अस्माकं कृते नाम कः मार्गः अस्ति तत्र मार्गदर्शनम् ब् अन्येषां कृते कथं कर्तव्यं तदेव शिक्ष् शिक्षयति वस्तुतः शिक्षा न भवति चेत् जीवने एकमपि प् नाम पदं सम्यक्तया अत्र स्थापितं न शक्यते नाम अन्यत्र क्वचित् पदं स्थाप्यते चेत् तत्र पतनमेव भवति अतः शिक्षा एव अपेक्षते अस्माकं समेषाम् एषां शिक्षा नास्ति तत् ये शिक्षिताः जनाः भवन्ति ते तु अन्यानपि समीचीनतया मार्गदर्शनं कर्तुं न शक्नुवन्ति एवञ्च स्वस्यकृते जीवने च नाम स समीचीन पन्त न प्राप्नुवन्ति अतः अशिक्षितानां शिक्षितानां नैव नाम एतेषां तु भेदः वर्ततेव तत्रैवम् अस्माकं भारतदेशे शिक्षिताः जनाः तु सन्ति परन्तु तेषु बुद्धिजीविनः बहवः भवन्ति बुद्धिजीविनः इत्युक्ते तत्र मध्यपथगामिनः भवन्ति अर्थात् ते उत्तमाः अपि न भवन्ति अधमाः अपि न भवन्ति ते मध्यमाः भवन्ति ते स्वस्यकृते तु बहु सम्यक्तया चिन्तयन्ति परन्तु अन्येषां कृते न चिन्तयन्ति वस्तुतः ते शिक्षितो भूत्वा अपि अशिक्षिताः एव भवन्ति परन्तु सर्वे सर्वे समानाः न भवन्ति अतः ये अशिक्षिताः सन्ति येषां शिक्षा शिक्षायाम् इच्छा वर्तते नाम तत्र इ इष्टमेव अस्ति शिक्षा इष्टमेव अस्ति तेषां कृते शिक्षा प्रदानम् अधुना शिक्षितानां कार्यम् अतः शिक्षितानाम् अशिक्षितानां भेदः एव अस्माभिः अग्रे कः इति तत्र प्रश्नः एव नायाति सर्वे शिक्षिताः भविष्यन्ति अतः एतद्विषये अधिकस्तु वक्तुं शक्यते परन्तु वस्तुतः तत् तर्कसम्भावना तद् अधिकं न वक्तव्यम् अस्तु भवतु तावदेव